हरिः ओम् कानि पात्राणि अपेक्ष्यन्ते अस्माकं

आम् सर्वविधानि पात्राणि अपि उपलभ्यन्ते भवन्तः यादृशानि पात्राणि पृच्छन्ति तानि अस्माभिः दातुं शक्यन्ते एवम् अनेकानि चषकाणि वर्तन् चष अनेके चषकाः वर्तन्ते अनेकाः स्थालिकाः लभ्यन्ते एवं भवतां कीदृशानि अपेक्षा अपेक्षितानि इति यदि सूचयन्ति तर्हि तादृशानि अस्माकं तादृशानि पात्राणि वयं दापयामः अर्थात् भवतां कृते प्रेषयामः सर्वविधान्यपि सन्ति ताम्रं पुनः कां इइ इदं स्टील् पात्राणि एवम् अनेकविधानि अथवा यु पुनः अद्य उपयोगं कृत्वा पुनः क्षेपणार्थं यथा योग्यानि भवन्ति तादृशान्यपि सन्ति

आमाम् उभयविधव्यवस्था तु वर्तते यथानुकूलं यदि समयः अस्ति अथवा अत्र यथा भव आपणमस्ति अथवा यथा लभ्यन्ते इति भवतां द्रष्टुं यदि इच्छा अस्ति तथाविधं किञ्चित् कुतू कौतूहलमस्ति एतानि स्वीकर्ता अथवा अनेकानि पुनः द्रष्टव्यानि इति यदि इच्छादिकं वर्तते तर्हि अस्माकमापणमागच्छन्तु सर्वथा स्वागतम् अथवा कार्यबाहुल्यमस्ति भवन्तः एव प्रेषयन्तु इति चेत् अस्माकमापणाद् भवतां विलासं यद्युच्यते तर्हि प्रेषयितुं व्यवस्था क्रियते यथानुकूल्यम् यदि भवन्तः स्टील् इत्यादिकं स्वीकुर्वन्ति तस्य मौल्यं किञ्चिदधिकमेव भवति यथा उप अद्य एव उपयोगं कृत्वा क्षेपणस्थालिकादीनामपेक्षया ताम्रस्य नाम स्टील् अपेक्षया किञ्चिदधिकमेव भवति किञ्चि किमपेक्ष्यते इति उच्यते चेत् तस्य मौल्यमहं वक्तुं शक्नोमि हा शतञ्जनानां व्यवस्थार्थं तु प्रायः आहत्य पञ्चसहस्रं यावत् स्यात् हा शक्यते सर्वदा आमां कुत्र प्रेषणीयमिति विलासः प्रेषणीयः तस्य विलासस्य कृते दिनत्रयाभ्यन्तरे अस्माभिः स पात्रादयः पात्रादीनि तत्र यथा भवतां गृहे स्युः तथा व्यवस्था क्रियते हा सर्वतः शक्यते हा धन्यवादाः